मम प्रदेशे तावत् सर्वेषां गृहे पर्वदिनेषु अथवा यदा बान्धवाः गृहं प्रति आगमिष्यन्ति तत् काले अपि आधिक्येन जनाः होळिगे इत्याख्यं खाद्यं कुर्वन्ति एव तत् तु अत्यन्तं प्रसिद्धम् अस्माकं प्रदेशे विशेषेण पर्वदिनेषु कुर्वन्ति एव यतोहि तत् खाद्यम् अस्माकं अत्यन्तं विशिष्टं खाद्यं विद्यते तद् नारिकेल नारिकेलेन अपि कुर्वन्ति अथवा धान्यानि स्वीकृत्य अपि निर्मान्ति विशेषेण तत्र नारिकेलं स्वीकृत्य यत् होळिगे कुर्वन्ति तत् अत्यन्तं रुचिकरं भवति तत् खाद्यं निर्मातुं विशेषेण मैदा नारिकेलम् गुडम् इत्यादि पदार्थान् उपयुज्य तत् खाद्यं निर्माणं कुर्वन्ति तेन सह घृतं योज्य यदि खाद्यते अत्यन्तं स्वादुः भवति अतः तत् खाद्यम् अस्माकं प्रदा प्रदेशे अत्यन्तं विशिष्टं स्थानं भजते यदि कोऽपि एकः नूतनजन् नूतनः तत् खाद्यं खादति चेत् सः जीवने न कदापि विस्मरति तत् खाद्यं तादृशम् अस्ति तत होळिगे इत्याख्यं खाद्यम्